उत्सवेषु अहं बहूनि खाद्यानि पचामि यथा क्षीरिका लप्सिका पूरिका शाकं सूपम् अहं राजस्थानतः अस्मि अतः अस्माकं प्रदेशे दालबाटीचूरमायाः निर्माणं तु प्रतिउत्सवे भवति एव शाकमपि बहुविधप्रकारकं भवति यथा पनीरशाकं छोलाशाकं साङ्गरीशाकं च मिष्ठानेषु अपि बहूनि व्यञ्जनानि पचामि यथा रसगोलकं मिश्रीमावा मोदकं मावाकचोरी च अस्माकं प्रदेशे मिष्ठानस्य प्रचलनम् अत्यधिकं वर्तते अतः उत्सवेषु तु अहं बहुविधप्रकारकं मिष्ठानं पचामि